हरि ओम् भगिनी

आ अस्तु अस्तु आगच्छतु भगिनी अहं सर्वम् अपेक्षितम् अस्ति त्वं गृहनिर्माणं करोति वा अथवा केवलं इण्टिरियर्डिसैन् एव करोति आ तर्हि म मह्यं गृहनिर्माणम् अपि तथा इण्टिरियर्डिसैनम् अपि अपेक्षितमस्ति

अस्तु तर्ह् तर्हि तर्हि वर्ष एक वर्षात् पूर्वमेव मह्यं गृहनिर्माणं तथा इण्टिरियर्डिसैन् डिसैनम् डिसैनम् आवश्यकमस्ति हा अस्तु तर्हि मम पूजागृहे पूजाप्रकोष्ठे उत्तमरीत्या निर्माणं भवेत् तदा तत्र तत्र नरसिंहदेवस्य मूर्तिम् आपेक्षितम् एतत् काष्ठस्य मूर्तिः अस्ति अथवा पञ्चलोह लोहस्य पञ्चलो लोहस्य भवेत्

अस्तु अस्ति अस्ति आवश्यकमस्ति तत्र लक्ष्मीमूर्ति अपि स्थापनीयम् तथा न पाकशा पाकशालायां सर्वमपि पात्राणां स्थापनं भवेयुः इति सम्यक् रूपेण करणीयम्

अस्माकम् आवश्यकम् इच्छामि मम पूर्वजाः किञ्चित् पात्राणि सन्ति ते सर्वम् तत्र स्थापनीयमेव मम एका पुत्री गायनमिच्छति अतः त त तस्य पूजा तस्य प्रकोष्ठम् अस्तु उत्तमम् आम् अस्तु भगिनी मम सिक्स्टि फि़फ्टि फो़र् एतत् सैट् अस्ति तत्र निर्माणं करणीयम् धन्यवादाः